अस्माकं देशे पूर्वजाः ऋषयः मुनयः अरण्येषु अटन्ति स्म तदा तेषां समीपे किमपि आयुधं न भवति स्म यदा अरण्येषु अटन्ति तदा तेषां हस्ते केवलं एकः दण्डः भवति स्म काष्ठः केवलं तदेव तेषाम् आयुधरूपेण भवति स्म तदेव उपयुज्यम् उपयोगं कृत्वा तेन दण्डेन प्रहारेण एव आत्मानं रक्षणं कर्तुं प्रभवन्ति स्म तथैव कदाचित् किमपि साधनं निश्शस्त्र रूपेण अपि अटन्ति स्म अस्माकं पूर्वजाः तदापि निश्शस्त्रयुद्धम् इत्युक्ते नियुद्धम् इति वदन्ति कराटे इति आङ्ग्लमध्ये वदन्ति तादृशः युद्धकलाः अस्माकं देशे बहवः भवन्ति स्म एतेषु बहु न्यूनतममूल्येन इदानींतनकाले दण्डः इत्युक्ते काष्ठः उपयोगं कृत्वा वयम् अस्माकं यु युद्धकलानैपुण्यवर्धनं कर्तुं शक्नुमः अचित् अत्यल्प व्ययेन वयम् अस्माकं जीवने स्वाभिमानजीवनं यापयितुं शक्नुमः निश्शस्त्रयुद्धम् इत्युक्ते नियुद्ध द्वारा अपि अत्यन्त अल्प समये अतीव बहु बलप्रयोगं कृत्वा शत्रुनिबर्हणम् अपि वयं कर्तुं क्षमः भवामः तदर्थं निश्शस्त्रयुद्धमपि अतीव महत्त्वं भजते इदानींतनकाले तदर्थं सर्वैः आचरणीयं योग्यम् अस्ति निश्शस्त्रकला नियुद्धं दण्डः इत्यादि इति अहं मन्ये